नमस्कारः अहं पुण्यपत्तनं गन्तुम् इच्छामि अतः मया एकं वाहनम् आहूतं अहं द्विघण्टा तः तस्य वाहनस्य प्रतीक्षां करोमि तर्हि सः वाहनचालकः वाहनेन सह अत्र न आयाति तर्हि अहं त तत्र कैब केन्सिल् कर्तुम् इच्छामि तर्हि भवान् कृपया तत् केन्सिल् करोतु नमो नमः